नवनवत्युत्तरनवशतम् एकसहस्रं वर्षस्य डिसम्बर् मासस्य दशमदिनाङ्कः एक अधिकद्विसहस्रवर्सस्य अगस्ट् मासस्य पञ्चमदिनाङ्कः त्रिं त्रयस्त्रिंशत् अधिक द्विसहस्रवर्षस्य जनवरिमासस्य एकादशदिनाङ्कः पुनः द्वि षडधिकद्विसहस्रवर्षस्य जुलै मासस्य नवत्रिंशत् नव ऊनत्रिंशत् दिनाङ्कः पुनः द्वि सप्त अधिक द्विसहस्रवर्षस्य नवेम्बर् मासस्य सेप्टेम्बर् नवेम्बर् मासस्य प्रथमदिनाङ्कः अहं स्मरामि इति इति इति